प्रणामः महोदयः नमो नमः आम् मम नाम प्रदीपः अस्ति मया सह मम मित्राणि अपि सन्ति वयमत्र भ्रमणाय आगतवन्तः अतः भवान् सूचयतु कुत्र कुत्र किं किं दर्शनीयं स्थानं वर्तते पूर्वं वयम् आमेरनगरं गन्तुं शक्नुमः तत्र

अहो अत्र अस्य प्रसादस्य निर्माणं कः कृतवान् अहो मन्ये अस्मिन् प्रसादे मन्दिरमपि अस्ति खलु

अहो मन् अहेम् एवं वदामि यत् अत्र पार्श्वे किमपि इतोऽपि दर्शनीयं स्थानं वर्तते वा

अहो त मन्ये अत्र बहूनि प्रसादानि सन्ति अहम् इदानीमेव अहं इदानीमेव वदामि यद् अहें नृत्यं द्रष्टुमिच्छामि सोऽयं चलामः तत्र दर्शनाय आम् अहम् इतोऽपि एवं श्रुतवान् यत्र राजस्थानप्रदेसस्य कच्छीघोड़ीनाम नृत्यं बहुप्रसिद्धं वर्तते तत् तु अपि भवति वा

आम् वयं तत्रैव चलिष्यामः

अहम् एवम् अपि श्रुतवान् यत्र अत्र गन्ताग्नि नाम इतोऽपि दर्शनीयं स्थानं वर्तते आगच्छामि